कृषिजन्यपदार्थान् स्वस्थानीय विप् विपणिं प्राप्तुं जनः किञ्चित् कष्टं तु अनुभवति अनुभवन्ति इदं सत्यं कारणं यत् ये विपणिमध्ये ये ये भवन्ति विक्रेता विक्रेतारः ते किञ्चित् अधिकं मूल्यं स्वीकुर्वन्ति एवं च बहुवारं यत् किं य् य् यत् यत् अपेक्षितं भवति तत् तत् स्थानीयजनानां कृते न प्राप्यते एवं च ते ये विपण्यां ये भवन्ति वाणिज्य वाणिज्यकाराः वणिजः ते स्सेहेर् मध्ये अथवा नगरात् किञ्चित् अन्यस्मिन् नगरे वस्तूनि प्रेषयन्ति अस्मात् स्थानीयजनाः प्राप्तुं न शक्नुवन्ति